नमस्ते महोदया भवतां त्रेवेल्स्माध्यमेन रात्रौ अटो अथवा केब् उपलभ्यते वा यतोहि मम फ़्लैट् प्रातः चतुर्वादने अस्ति स्वार्धद्विवादनात् प्राक् मया एयारपोर्ट् मध्ये भाव्यम् अतः यानानि उपलभ्यन्ते वा यदि त्रेफ़िक् न भवति तर्हि मम गृहतः एयारपोत् प्रति गन्तुम् अर्धघण्टा भवति अतः द्विवादने मम गृहम् आगमिष्यति वा यानं यदि यानम् उपलभ्यते तर्हि महत् सौकर्यं भवति